हरिः ओम् अहम् एकं रूम् बुक् कर्तुमिच्छामि भवत्या पार्श्वे रूम् एवलेबल् अस्ति वा तर्हि रूम् रेण्ट् अस्ति अथवा लीस् अस्ति अस्तु तर्हि यद् रूम् अस्ति द्वयोः तत्र किं शौचालयः अनन्तरं किचेन् व्यवस्था कथमस्ति अस्तु तर्हि रूम् ग्रामिणक्षेत्रे अथवा नगरक्षेत्रे अस्ति वा अस्तु तत्र विद्युत् आयाति वा विद्युतः कोपि कोऽपि समस्या अस्ति वा तत्र अस्तु तर्हि रूम् हीटर् अस्ति वा रूम् मध्ये तत्र अस्तु अस्तु तर्हि रूम् कस्मिन् फ़्लोर् मध्ये अस्ति अस्तु तर्हि अहं ग्रौन्फ़्लोर् तु न स्वीकरोमि अहं थर्ड्फ़्लोर् एव स्वीकरोमि थर्ड्फ़्लोर् मध्ये रेण्ट् अस्ति वा तर्हि अस्तु अहं रेण्ट् एव स्वीकरोमि अस्तु तर्हि एकवारं वदतु किं किं डोकुमेण्ट् अपेक्षते अस्तु तर्हि अहं प्रेषयामि मम रूम् कदा अहं मम रूम् कदा प्राप्स्यामि

तर्हि अहं श्वः सर्वं डोकुमेण्ट् अनन्तरं यत्किमपि अस्ति